अस्माकं क्षेत्रे जनाः साम्सङ्ग् ओपो विवो संस्थायाः दूरभाषा उपकरणं प्राधान्येन क्रीणन्ति यतः तत्र वेगेन कार्यं प्रचलति अनन्तरं भावचित्राणि अपि सुन्दराणि भवन्ति अतः सर्वे जनाः तेषां संस्थायाः एव दूरभाषा उपकरणं क्रीणन्ति मम धूरभाषा विवो संस्थायाः वर्तते तत्र बहु सम्यक् कार्यं प्रचलति बहु उत्तमदूरभाषा उपकरणम् अस्ति तत्र विशेषतया भावचित्राणि सुन्दराणि आगच्छन्ति अनन्तरं सर्वाणि कार्याणि वेगेन प्रचलति अतः मया विवो संस्थायाः दूरभाषा उपकरणं क्रीतं वर्तते अस्माकं क्षेत्रे बहूनां समीपे अस्याः संस्थायाः दूरभाषा उपकरणं वर्तते